योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन योपाकरोत् तं प्रवरं मुनीनां पतञ्जलि प्राञ्जलिरानतोस्मि अत्र शारीरिकव्यायाम् एवं योगस्य भेदः कः तर्हि योगः गीतायां भगवान् गोपालकृष्णः वदति शरीरेण एवं मनसा च सहाय्येन ईश्वरप्रधानं कर्तुं शक्नुमः शारीरिकव्यायामः यदस्ति शारीरिकव्यायामेन वयं केवलं शरीरसुदृढं कर्तुं शक्नुमः परम् ईश्वरं प्राप्तुं न शक्नुमः अतः योगः योगेन सहाय्येन वयम् ईश्वरस्य प्राप्तुं वयं कर्तुं शक्नुमः अतः शारीरिकव्यायाम् वयं यदि वयं पश्यामः हा हठयोगे यदि वयं कथां चिन्तयामः तर्हि आसनानि ये आसनानि सन्ति तानि सर्वाणि शारीरिकव्यायमस्ति झूम्बा शारीरिकव्यायमस्ति पि टि कापि क्रीडा एते सर्वे शारीरिकव्यायामः सन्ति परं मेडिटेशन् प्रत्यहारः प्रत्याहारः ध्यानधारण स ध्यानधारणसमाधि एते योगाः सन्ति अतः योगः शारीरिकव्यायामात् यो व्यायामात् शारिकव्यायामः एवं योगस्य व्यायामत्तरः योगस्य व्यायामः श्रेष्ठतरः